हेलो नमस्ते

पेट्रोल् महोदय द्विचक्रिका खलु सामान्यमेव पर्याप्तं महोदय धनम् अधिकं भवति खलु अतः सामान्यमेव पर्याप्तम् शतरूप्यकाणां कृते पूरयतु पर्याप्तं धनं नास्ति आम् एवं वा एवं वा अय्यो एवं करो एवं कुर्वन्ति चेत् कथं महोदय इदानीमेव धनं दातुं बहुक्लेशः अस्ति किम् एतद् भवान् भवान् किञ्चित् सूचयतु सर्वकारं एवं करोति चेत् कथम् धनम् अस्तु तथैव करोमि अस्तु अस्तु बहुधन्यवादः तथापि भवान् एकः एव कर्तुं न शक्यते मिलित्वा किञ्चित कुर्वन्तु सर्वकारं सूचयन्तु एवं न करणीयं जनानां कृते क्लेशः भवति इति अस्तु पूरयामि आम् आम् पूरयामि मम कार्द्वय् का्रयानं द्वयं स्तः तदपि आनयामि अहं अस्तु वा अस्तु इदानीं आम् आम् करोतु भवान् क्रेडिट् कार्ड् स्वीकरोति वा धन् धनं नास्ति मम समीपे अस्ति वा आ तर्हि पूरयतु तर्हि आम् आम् अस्तु अस्तु क्रेडिट् कार्ड् कृते किमपि डिस्कौण्ट् किमपि अस्ति वा

अस्तु तर्हि पूरयतु अस्ति अस्तु अस्तु महोदय अस्तु अस्तु बहुधन्यवाद